हरिः ओम् हा श्रूयते वा अहं वासुदेवः इति भाषान्तरङ्गमिति संस्थापक्षतः वदन् अस्मि भवतः परिचयपत्रमहं वेब्सैट् मध्ये दृष्टवान् यद् भवान् अनुवादकत्वेन कार्यं करोति इति सत्यं ननु नं तर्हि तद्विषये वार्तां कर्तुं शक्नोमि निमेषद्वयं अस्तु भवता तत्र स्थापितमासीत् अहम् अहम् एतादृश अनुवादकार्यं करोमि इति किञ्चित् संक्षिप्तरूपेण वदति वा किं कस्यां कस्यां भाषायां भवतः तत्र क्षमता अस्ति इति ह्म् ह्म् ह् ह्

ह्म् ह्म् अच्छा एवं नाम तत्र फ्रम् एण्ड टु द्वयमपि नाम इङ्ग्लिश् त अन्यभाषाम् अन्यभाषातः इङ्ग्लिष् तादृशमस्ति संस्कृतम् एवं प्रत्येकं भाषातः अन्यभाषां प्रति उभयमपि भवान् कर्तुं शक्नोति इत्थम् एवम् एवं तत्र अस्माकं विविधविषयकलेखाः भवन्ति अर्थात् तत्र कदाचित् कथाः अपि भवन्ति कदाचित् नाम सैन्स् नाम अर्थविज्ञानसम्बद्धगणितसम्बद्धविषयाणां वयं यत् टेक्निकल् ट्रान्स्लशन् इति वदामः तादृश अनुवादाः अपि भवन्ति भवताम् अभिरुचिः कुत्र अस्ति ह्म् ह्म् एवम् एवम् एवं कथादिकम् अपि च रेग् सामान्यलेखानाम् अनुवादः क्रियते एवं सर्वं सर्वभाषासु द्वयमेव अभिरुचिः खलु एवम् एवम् एवं तर्हि तत्र अनुवादकाले कदाचित् लिप्यन्तरणमपि अपेक्षितं भवति सो तस्य ज्ञानम् अर्थात् नाम करणीयमिति न कदाचित् तस्य ज्ञानं कदाचित् करणीमपि आपतेत् तस्य तर्हि लिप्यन्तरणस्य ज्ञानमपि अस्ति वा कथं करणीयम् इत्यादिकं ट्रान्स्लिट्रशन् इति अपेक्षते ह्म् ह्म् एवम् एवम् एवम् सम्यक् सम्यगस्ति इत्थं तु तादृशं तु न अपेक्षते तथापि तस्य भवतां परिचयस्य औन्नत्यम् अनुवादविषये किमपि कोर्स् इत्यादिकं कृतमस्ति वा ह्म््म् ह्म् ह्म् एवम्

सम्यक् सम्यक् एवं सम्यक् सम्यक् अस्तु तर्हि अहं किं करोमि एकं टेम्पल् एकं टेक्स्ट् लेखं प्रेषयिष्यामि तस्य नाम एकं लैन् चतुष्टयं भवति पञ्च चतुष्टयं भवति तस्य एकम् अनुवादं कृत्वा मां प्रेषयतु अहं तद्दृष्ट्वा तदनु अग्रिमं कार्यम् इत्यादिकं कथं भवेदिति विषये अहं सूचयिष्यामि अस्तु अस्तु धन्यवादः